अधुना यात्राविकल्पानां उपलब्धिः सम्यक् वर्तते पूर्वं तथा न आसीत् एकस्मात् प्रदेशात् अन्यप्रदेशगमनं तावत् सुखकरं न आसीत् द्वित्रियानानि परिवर्त्य गन्तव्यम् आसीत् अधुना तथा न अस्ति बहवः बृहत् मार्गाः निर्मिताः सन्ति बहूनि यानानि सन्ति रेल्याने अपि बह बह बहूनि रेल् यानानि अपि सन्ति

हा इदानीं गमनं बहु सुखकरम् अस्ति